अगस्ट् पञ्चदशदिनाङ्कः सप्तचत्वारिंशत्युत्तरनवशतोत्तर एकसहस्रम् जनवरि षड्विंशतिदिनाङ्कः द्विपञ्चाशतोत्तरनवशतोत्तर एकसहस्रम् मे अष्टमदिनाङ्कः चतुस्सप्तति उत्तरनवशतोत्तर एकसहस्रम् एप्रिल् मासस्य प्रथमदिनाङ्कः दशोत्तरद्विसहस्रम् जून् मासस्य एकविंशतिदिनाङ्कः चतुर्दशोत्तरद्विसहस्रम्